गतवर्षे एकदा एकस्मिन् सभायाम् अहम् शिलामूर्तीनां विषये भाषणं कृतवान् तत् किमित्युक्ते शिलामूर्तीनां निर्माणेषु पुल्लिङ्गशिलायाः मूर्तिनिर्माणं स्त्रीलिङ्गशिलायाः पीठनिर्माणम् एव कुर्वन्ति तर्हि शिलानां लिङ्गनिर्णये निर्णयं कथं कुर्यात् इत्युक्ते शिलायाः ताडनेन यदि गम्भीरस्वरः आगच्छति तर्हि तत्तु पुल्लिङ्गशिला इति तथा मधुरस्वरः आगच्छति चेत् स्त्रीलिङ्गशिला इति पुनः मध्यमस्वरः आगच्छति चेत् नपुंसकशिला इति जानीयात् एवं मया भाषणम् इत्यादिविषयान् कृतवान् कृतम् तत् श्रुत्वा सर्वेपि बहु समयपर्यन्तं करताडनं कृतवन्तः केचन जनान् तु मां श्लाघितवन्तः एव तत्तु मम ग् गतवर्षे एकः अविस्मरणीयघटना अस्ति